मम समुदायः ब्राह्मणसमुदायः यथा इतिहासविषये ए यथा अहं ब्राह्मणः पि अस् अस्मि परन्तु मैथिलब्राह्मणः अस्मि मैथिलप्रदेशे पूर्वं एकः ब्राह्मणः अस्ति मण्डनमिश्रः यथा मण्डनमिश्रः कर्मकाण्डिः भवति तदा पार्श्वे शङ्कराचार्यः आदिशङ्कराचार्यः गच्छन्ति चेत् शास्त्रार्थरूपेण क्रियते शास्त्रार्थं भवति चेत् तद् ग्रामः अस्ति बनगौ महिसि बिहारराज्ये मग सहर्साजिला अस्ति तदा एकः ग्रामः अस्ति स बनगौ महिसि तथा निवसति मण्डनमिश्रः तदा पुरतः आगच्छन्ति मा आदिशङ्कराचार्यः तदा शास्त्रार्थः चलति तस्य शास्त्रस्य मण्डनमिश्रः अन्य भारती रूपे द्वयोः द्वयोः तद् शङ्कराचार्यः शास्त्रार्थं क्रियते ततः प्राचीनकाले तु यथा मण् सीता जनकः जनकपूरिः अस्ति तथा तु सर्वप्रथमः ब्राह्मणः समुदायः अस्ति ब्राह्मणसमुदायः बहु घनः समुदायः अस्ति मैथल मैथलसम्प्रदाये